हरिः ओं नमस्ते हा अहं मनसिजा हा अहं मनसिजा अस्तु कीदृशमावश्यकम् अस्तु पाजिटि इति एव हा कोपि इति समाप्य प्रोजेक्ट् प्रोजेक्ट् पत्रस्य कार्यक्रमः समाप्य एव हा किन्तु कोपि इति एव धनं एतत् द्विसहस्रं द्विसहस्रमेव साम् कोपि मिन् अडिशन् ए फ़र् सैज़् न नास्ति इति सैज़् नास्ति सा अ अन्य कोपि न पर्सेट् धनं कोपि न अस्ति किसौ सहस्रं पञ्चसहस्रम् एकस्य एव पञ्चसहस्रं धनमेव अनन्तरम् हः तत् देशः पञ्चकोपि पञ्चस श्वः श्वः अवधिः एव श्वः अस्तु अस्तु अस्तु श्वः अवधिः एव अन्यदिने आगत्य

अस्तु वाट्सप् इति तस्य सङ्ख्या कति दूरवाणी वाट्सप्दि दूरवाणी दूरवाणी सङ्ख्या का धन्यवादः